अहं पूर्वम् एका कथा कद् एका कथा लिखितवती कथा बालानां कृते एका कथा लिखितवती बालाः तद सम्यक् बा बालाः सा सम्यक् अस्ति इति उक्तवन्तः पर्याप्तं वा